अहं एकम् जीन्स् एमेज़ोन्तः क्रीतवान् तद् जीन्स् भग्ना आसीत् तथा च तस्य वर्णोपि समीचीनो नास्ति तस्मादहं तद् पुनः प्रेषयामि अमेज़ानं प्रति